आं मम नगरे गृहे च ग्रन्थालयः अस्ति तत्र कीदृशानि पु पुस्तकानि पठितुम् इच्छामि इत्युक्ते इतिहासपौराणिकसंस्कृतभाषायां याः कृतयः रचितानि सन्ति तादृशपुस्तकानि अधिकम् अहं पठितुम् इच्छामि